हा हरिः ओं आचार्याः नमो नमः अहं अस्यामेव संस्थायां संशोधनविभागे कार्यं करोमि अस्माकं बहुविधाः उपक्रमाः सन्ति अतः संशोधनानि वयं कर्तुम् इच्छामः तदर्थं धनं सम्प्रार्थ्य अहमत्र आगतः अस्मि हा अतः भवद्भिस्सह किञ्चिदिव सम्भाषणं कर् सम्भाषणं कर्तुमहं प्रार्थये कृपया अवकाशः कल्प्यतां आं कृपया अवकाशः कल्प्यताम् इति प्रार्थये आचार्याः

आमाम् आचार्याः भवद्भिः उक्तरीत्या संशोधनस्य महत्त्वं अत्यन्तं विशालमेव नाम जै जवान् जै किसान् इति पूर्वम् आसीत् अनन्तरं वाजपेयीमहोदयः जै विज्ञान् इति योजितवान् इदानीं मोदीमहाशयः जै अनुसन्धान् इत्यपि योजितवान् अतः तदनुसन्धानं सर्वेषु अपि क्षेत्रेषु भवेत् विशेषतया वयमत्र वाङ्मयक्षेत्रेषु संशोधनं कर्तुमिच्छामः यतः इदानीं संस्कृतस्य व्यापृतिः सर्वलोकं अभिव्याप्य प्रवर्तमाना अस्ति अतः प्राचीनसंस्कृतिः वस्तुतः सदातनी चिरन्तनी च संस्कृतिः अतः तदानीन्तनविचाराः सार्वजनीनाः सार्वकालिकाश्च सन्ति अतः तद्दृष्ट्या वयं संयोधनं कर्तुमिच्छामः आचार्याः

आमाचार्याः

ए एवं चिन्तितमाचार्याः भारतीयसंस्कृतेः चिरन्तनप्रभावः लोकजीवनेषु कथमिति उदाहरणार्थं रामायणस्य स्यात् अथवा महाभारतस्य स्यात् भाषायां स्यात् नित्यव्यवहारे स्यात् नाम नामकरणेषु वा स्यात् हा एवं नानाप्रक्रियासु ओतप्रोततया जीवने सङ्गतासु प्रक्रियासु भारतीयसंस्कृतिः कथम् अविच्छिन्ना दृश्यते इति वयं संशोधनं कृत्वा तस्य महत्त्वं सुदीर्घकालजीवनञ्च प्रख्यापयितुम् इच्छामः आचार्याः शाखामेव निश्चित्य जीवनं जीवनशाखा अथवा जीवनस्य परम्परा इत्येव निश्चित्य तत्र अध्ययनं कुर्मः अत्र आदौ क्षेत्रीय अध्ययनं भवति फ़ील्ड् रिसर्च् इव अनन्तरं तस्य विमर्शः अथवा तस्य अन्वयः एवं भविष्यति आचार्याः

आमाचार्याः

आमाम् आमां प्रवृत्ता

आम् आचार्याः अत्र शोधस्वरूपं किञ्चिदिव उक्त्वा अहम् अभ्यर्थनं वर्धयितुमिच्छामि इत्युक्ते आहत्य भारतीयसंस्कृतिः आन्ध्रेषु पुनः कार् कर्नाटकेषु एवं काश्मीरदेशे अथवा वारणस्याम् उज्जैन्यामेवं नानास्थानेषु कथं प्रसृता इत्यपि व्यवहाराचारादिभेदे संस्कृतितत्वानि कथं विलसन्ति एवं बहवः अंशाः अत्र अध्येतव्याः सन्ति इदानीं रामायणप्रीतिः सर्वेषु अस्ति परन्तु आहारक्रमः कदाचित् भिद्यते कदाचित् भाषाः भिद्यन्ते परन्तु सुग्रीवाज्ञा भगीरथप्रयत्नः अथवा रामबाणः एवं शब्दाः तत्र भाषासु प्रयुज्यन्ते एवं विशिष्ट अध्ययनानि कर्तुं वयमिच्छामः अतः वस्तुतः वर्षत्रयात्मकः अध्ययनकालः स्वीक्रियते अनन्तरम् एकवर्षाभ्यन्तरे वयं संशोधनं समर्पयितुमिच्छामः अतः वर्षचतुष्टयात्मकः कालः अत्र अपेक्षितः अत्र आदौ काचित् कार्यशाला भविष्यति कार्यशालायां वयं प्रायः विंशतिः जनान् चित्वा उत्तमशोधार्थं ये दक्षाः तादृशानेव जनान् चित्वा तेभ्यः किञ्चित् प्रशिक्षणं प्रदाय तत्र सामान्यकार्याणि विशेषकार्याणि कानि कर्तुं शक्यन्ते देशानुसारं कालानुसारं तादृशं विभज्य तेभ्यः प्र कार्यशालायां प्रशिक्षणं प्रदाय तान् वयं कार्यक्षेत्राणि प्रेषयिष्यामः ते काले काले प्रतिमासम् अथवा प्रतिमासद्वयं ते वृत्तं प्रेषयन्ति तस्य आधारेण विमृष्टव्य अंशान् अत्र वयं निश्चयिष्यामः तस्य आधारेण शोधप्रबन्धस्य समर्पणं भविष्यति विंशतिः जनाः विषयश्च महानस्ति किञ्च वर्षचतुष्टयात्मकः कालः अस्ति इत्यादिकं मनसि निधाय आमां प्रायः अतः एककोटिरूप्यकाणि वा अपेक्षितानि भवन्ति आचार्याः आम् आचार्याः अष्टाद्यष्य अष्टादश्याः आधारेणैव करिष्यामः वा आचार्याः

आम् आचार्याः आमां विश्वविद्यालय अनुदान आयोगस्य संस्थाः आमाम् आचार्याः अत्यन्तं वयं धन्याः आमां

आचार्याः अस्मिन् विषये भवन्तः अपि अभिज्ञाः सन्ति वयमपि सन्तुष्टाः भवद्भिस्सह सम्भाषणेन अतः अस्मिन् संशोधने भवतामपि मार्गदर्शनं पुनः तत्र अध्येतव्यविषयेषु कथनम् इत्यादिकं वयं प्रार्थयामहे निश्चयेन अस्माकं शोधसमालोचकैस्सह सम्भाष्य वयम् अभ्यर्थनां सज्जीकृत्य प्रारूपं सज्जीकृत्य भवद्भ्यः प्रेषयिष्यामः प्रायः एकसप्ताहाभ्यन्तरे अथवा सप्ताहद्वयाभ्यन्तरे वयं प्रेषयिष्यामः आचार्याः आमाम् आं नमो नमः नमो नमः आचार्याः धन्यवादः नमो नमः आचार्याः